ऋग्वेदः यजुर्वेदः सामवेदः अथर्ववेदः च वेदिकश्लोकानाम् अध्यनार्थम् उपयोगिनो भवन्ति एते ग्रन्थाः वेदिकसंस्कृते लिखिताः सन्ति वैदिकसाहित्यस्य महत्त्वपूर्णाः स्रोतः सन्ति एतेषु ग्रन्थेषु वैदिकश्लोकानां लक्षणानि सिद्धान्तानि च सन्ति ए श्लोकानां नियमगुणानाम् अवगमने सहायकाः भवन्ति एते श्लोकाः लौकिकाः सन्ति यतः एतेषु सर्वेषां धर्माणां जनानां सहभागिता भवितुं शक्यते स्वतन्त्रतया पठितुम् अध्ययनं च कर्तुं शक्यते भारतीयसंस्कृतौ काव्येषु गीतेषु धार्मिकग्रन्थेषु च वैदिकश्लोकानां प्रयोगः प्रयोगः भवति भारतीये संस्कृतौ काव्येषु गीतेषु धार्मिकग्रन्थेषु च वैदिकश्लोकानां छन्दानां प्रयोगः भवति एतेषां श्लोकानां विशेषः अस्ति यत् ते कस्मिन् शिक्षितलयेन गतिना च पाठिताः भवन्ति येन तेषाम् उच्चारणं श्रवणं च अतीवसुन्दरं भवति भाषां सुन्दरम् आकर्षकं सङ्गितात्मकं च कर्तुं वैदिकश्लोकानां छन्दानां प्रयोगः भवति